लेखनविषये प्रेरणा कर्तव्या चेत् प्रथमम् अस्माभिः अस्माकं सकाशे विद्यमाना जङ्गमदूरवाणीं तावत् दहनीया एव यदि सा वर्तते चेत् लेखनं न आयाति यतः सर्वे वाट्साप् रूपेण सर्वे टङ्ग्लिश् रूपेण टङ्ग्संस्कृत रूपेण टङ्ग्तेलुगु रूपेण एव सर्वे लिखन्ति यतः ते संस्कृत अक्षराण्यपि उपयुज्य न वाट्साप्मध्येपि लिखन्ति ते तावत् आङ्ल आल्फ़बिट्स् रूपेण एव सर्वमपि लिखन्ति तस्मात् कारणात् लेखनसमये यदि प्रेरणा कर्तव्या चेत् जङ्गमदूरवाणी दहनीया एव यदि दहनं मास्तु मम ऐफ़ोन् वर्तते इति क्लेशः भवति चेत् तत्तावत् पार्श्वे स्थापयित्वा अस्माकं मनसि यः भावः आयुर्भवति तत् अस्मज्ञात भाषया तावत् प्रथममं लेखनीयं भवति तदनन्तरं संस्कृतमिति दृढतया जानन्ति चेत् तस्मिन् लेखनीयम् किन्तु लेखनविषये प्रेरणा कर्तव्या चेत् जङ्गमदूरवाणीं तावत् दहनीया एव इति मम अभिप्रायः